नमस्काराः पर्यावरणविषये किञ्चित् वक्तुम् इच्छामि अस्मिन् प्रदेशे अस्मान् परितः बहु कृषिभूमिः आसीत् मार्गम् उभयतः किन्तु गतेभ्यः विंशतिभ्यः वर्षेभ्यः एतत् सर्वं कृषिक्षेत्रम् इदानीं परिवर्तितम् अस्ति कुत्रापि कृषिभूमिः एव न दृष्यते सर्वत्र भवनानि सन्ति उन्नतानि भवनानि अतः पूर्वं या कृषिभूमिः आसीत् तत्र सर्वत्र इदानीं भवनानि आगतानि अनेन कारणेन वृष्टिः बहु न्यूना अभवत् तथैव पेयजलमपि अत्र न लभ्यते सर्वत्र एवं भवति तर्हि बहु जनानां कृते समस्या भवति अतः मम निवेदनं पर्यावरणस्य संरक्षणं करणीयं सर्वैः वृक्षारोपणं करणीयम् इति मम प्रार्थना